अस्माकं प्रदेशः शिवमोग्गा डिस्ट्रिक्ट् तत्र बहु यात्रास्थलानि सन्ति बहु सन्ति तत्र जोगजलपातः बहुसमीपे एव अस्ति अस्माकं शिवमोग्गा ग्रामे अपि बहुपुरातन कोटे शिवप्पनायकः कोटे अपि अस्ति अनन्तरं शृङ्गेरी अस्माकं शिवमस्य ग्रामस्य बहु समीपम् अस्ति तद् बहु सुन्दरस्थलं धार्मिकस्थलं पूजनीयस्थलम् अपि तत्र साक्षात् सरस्वतीमाता इदानीमपि सर्वेषां जीवन्तं दर्शनं ददाति शारदां यदि वयं पश्यामः चेत् अस्माकं कष्टं सर्वं निवारणं भवति साक्षात् शारदामाता तत्र अस्ति तद् बहुपुण्यक्षेत्रम् अपि पवित्रक्षेत्रमपि शृङ्गेरीक्षेत्रं अनन्तरम् अस्माकं जगद्गुरुदर्शनमपि तत्र भवति तुङ्गानदी अस्ति तत्र जगद्गुरुदर्शनमपि अस्माकं पुण्यस्य भवति एव तद् अनन्तरं तुङ्गानदी अस्ति तुङ्गास्नानं तुङ्गापानं गङ्गास्नानम् इति प्रसिद्धं भवति तुङ्गाजलं बहु मधुरम् अस्ति तत्र गन्तुं तत्र गौर्मेण्ट् बसेस् बस् अपि अस्ति अनन्तरं तत्र प्रैवेट् बस् अपि अस्ति प्रैवेट् एजेन्सी अपि तत्र भवति बहु सुलभतया वयं शृङ्गेरी गन्तुं शक्यते शारदादर्शनम् अपि द्रष्टुं शक्यते अनन्तरं गुरुमहोदयस्य अनुग्रहः अपि प्राप्तुं शक्यते सर्वे वयं शृङ्गेरीं गच्छामः